भारतदेशस्य अन्यान्यप्रदेशेषु संस्कृतभाषायाः सांस्कृतिकः भाषिकः च प्रभावः वर्तमानकाले वर्धमानः अस्ति पूर्वं तु संस्कृतभाषायाः सांस्कृतिकप्रचारः भाषिकः वा प्रचारः तथा नासीत् परन्तु अद्यत्वे जनाः संस्कृतं संस्कृतभाषां प्रति संस्कृतभाषायाः सांस्कृतिकं सांस्कृतिकं कार्यक्रमं प्रति जागरूकाः दरिदृश्यमानाः सन्ति तेन अस्माकं संस्कृतभाषायाः कार्यमपि प्रतिदिनं परिवर्तमानम् अस्ति संस्कृते यत् ज्ञानं तत् जनाः अधुना संस्कृतभाषाद्वारा एव लभन्ते तत्र सांस्कृतिककार्ये अपि संस्कृते ये उपदेशाः संस्कृतग्रन्थेषु सन्ति ते उपदेशाः जनैः लभ्यन्ते